आम् अस्माकं प्रदेशे जलस्य अभावः अस्मिन् वर्षे जातम् अस्माकं प्रदेशस्य कूपानां नदीनां जलं च अस्मिन् वर्षे न्यूनं जातम् तस्य निवारणं तदा भवति यदा जगति वृक्षाः भविष्यन्ति तथा न्यूनं जायते निवारणस्य एकमेव उपायः तत् प्रकृतेः रक्षणम् प्रकृतेः रक्षणम् अवश्यमेव करणीयम्